हा हरिः ओं हरिः ओं नमस्ते नटेशमहोदय नमस्ते नमस्ते नमस्ते कथम् अस्ति आम् आम् आं दूरवाणीमध्ये अपि न प्राप्तः आसीत् इदानीं प्राप्तः ओह् भवताम् आशीर्वादः भवतां आशीर्वादः मम किम् अस्ति अस्तु किं पृच्छतु पृच्छतु महोदय पृच्छतु पृच्छतु

आमामां अस्मदीयसर्वकारेण एवं नर्सरी इत्यादिकं चाल्यमानम अस्ति तत्र वृक्षाणां आ म् बालवृक्षाणाम् आरोपणं क्रियते बीजैः वृक्षसंवर्धनं क्रियते बीजान् समारोप्य ततः वृक्षान् किञ्चित् प्रवर्ध्य ते तान् सर्वत्र प्रेषयित्वा तत्र तत्र यत्र आगत्य आवश्यकं अस्ति तत्र वृक्षारोपणं क्रियमाणमस्ति अस्माकं आम्

प्रतिवर्षं

सत्यं सत् सत् सत् सत्यम् अस्माकं म्य् आ तत् तत्तु सत्यं महोदय तत्तु एवम् अस्ति भवतां प्रि परिसरप्रीतेः विषये आम् आम् आम् भवतां परिसरप्रीतेः विषये अस्माकं मम तु बहु अभिमानः वर् अस् अस्ति किन्तु अस्माकम् ए एषा व्यवस्था अस्ति फ़ारेस्ट् डिपार्ट्मेण्ट् इत्येवं वर् वर्तते तत्र का केचन अधिकारिणः सन्ति तेषां तत्र योजनं क्रियते तैः फ़ण्ड् अपि रिलीज़् भवति वृक्षरक्षणादि इत्या रक्षणादिकार्यं कर्तुं ते निविष्टाः सन्ति तत्र ते कार्यं कुर्वन्तः सन्ति इति भावयामि यदि लोपः अस्ति अहं पश्यामि तत् कि कुत्र लोपः जायमानं जायमानः अस्ति इति आं विचार् विचारयामि विचार् निश्चयेन अस्तु अस्तु महोदय शक्

छिन्दन्ति छिनत्ति आ आमाम्

कर्तव्यं कर्त करणीयं तत् करणीयं करणीयम अहं फ़ारेस्ट् डिपार्ट्मेण्ट् जनान् सूचयामि अधिकारिणः सूचयामि ह आम् आम् सत्यं

यद्यपि भवत् यदि भवन्तः परिसरप्रेमिणः एवं पुनः पुनः माम् एवं सम्पर्कयन्ति चेत् तत् परिसरवर्धनकार्यं निश्चयेन सुन्दररूपतया सम्भवति इति भावयामि भवतां सपोर्ट् प्रदानार्थं धन्यवादाः अस्तु अस्तु महोदय धन्य आं पुनः वार्तालापं हा अस्तु महोदय धन्यवादः नमस्ते